मम जङ्गम दूरवाणी साम्सङ् अस्ति तत्र बहूनि ओप्शन्स् अस्ति यतोहि तत्र क्यामरा क्वालिटि बहु सम्यक् अस्ति भावचित्रं स्वीकरणार्थम् तत्र फिफ्टी पिक्सेल् क्यामरा अस्ति तदनन्तरं सौण्ड् सिस्टम् बहु सम्यगस्ति अहं एय्ट् डी त्री डी साङ्गस् सर्वं सम्यक् श्रूयते तस्मिन् जङ्गमदूरवाण्या तदनन्तरं बाट्री बाकप् अपि बहु सम्यगस्ति यतो हि एकदिनं पूर्वं चार्ज् भवति